हरि ओम् नमस्कारः भवान् रावत् मिष्टान्नभण्डारतः वदति वा मम अपेक्षा भवद्भिः किञ्चित् स्वीकर्तुम् अस्ति मम निवास मानसरोवरक्षेत्रे वर्तते अहं मम गृहे भवतां शष्कुलीम् इच्छामि तस्य भवान् प्रेषणस्य व्यवस्थां कर्तुं शक्नोति वा वस्तुतः अहं न जाने अद्य भवतां विपणिः एतत् कार्यं करोति न वा अतः यदि भवतां विपण्या उद्घाटनं अद्य अस्ति चेत् कृपया मम गृहे पञ्च शष्कुल्ये पुनश्च भवतां यद् लस्सी अस्ति पेयं तद् भवन्तः प्रेषयन्तु आम् भवतां धनं ओन्लैन् माध्यमेन प्रेषितुं शक्नोमि मम गृहे अतिथये आगच्छन्ति अतः मम यद् स्थलं वर्तते तस्य अहं सङ्केतं ओन्लैन् द्वारा भवतः समीपे प्रेषयामि भवतां या व्यवस्था स्यात् तत् द्वारा कृपया शीघ्रातिघीघ्रं तत्सर्वं प्रेषयतु